आम् विद्युत्समस्यानां विषये कानिचन विषयाः ज्ञाताः तानि विषयानि एवं सन्ति अतिवृष्टिसमये सम्भवनीय विद्युत् दुरन्त वृक्षस्य शाखाः ताराणाम् उपरि पतन्ति तस्मिन् समये सम्भवनीयाः विद्युत् दुरन्ता विद्युत्प्रवाहस्य सम्भवनीयाः विद्युत् दुरन्ताः दोषपूर्णस्य उपकरणस्य कारणेन सम्भवनीया विद्युत् दुरन्ता क्षतिग्रस्तविद्युतायाः कारणेन सम्भवनीयाः विद्युत् दुरन्ताः एतेन सह अन्यैः कतिपयैः कारणैः विद्युत् विच्छेदः भवति विद्युत् दुर्घटनानि परिहर्तुं शक्यन्ते विद्युत् आपूर्तिकेन्द्रेषु समस्याः निवारणार्थं सावधानी भवितव्या विद्युत् आपूर्विककेन्द्रे बहूनां श्रमिकाणां नियुक्तिः करणीयं सप्ताहे एकवारं विद्युत् तन्त्राणां परिशीलनं वर्तते तत्र तत्र लघुशक्तिघटकानां स्थापनं करणीयं सर्वेषामपि घटकेषु सम्यक् व्यवस्थापकाः भवेयुः सर्वेषां श्रमिकाणाम् उत्तरदायित्वपूर्वकं कार्यं कर्तुं निर्देशनं तथा प्रोत्साहयितुं करणीयम्